राज्यस्य अर्थव्यवस्थायाः विकासे करकुशलता अन्यतमं महत्वपूर्णं भवति करकुशलता सम्बन्धेषु विविधक्षेत्रेषु अधोलेखितं समर्थनं प्रदातुं शक्नोति तत्र प्रथमं शिक्षा शिक्षा एकः क्षेत्रः अस्ति यः करकुशलतायै महत्वपूर्णः अस्ति शिक्षाद्वारा जनाः सम्बन्धितक्षेत्रेषु कार्यं कर्तुं प्रशिक्षितुं शक्यन्ते निवेशः निकरकुशलेन सह सम्बन्धः अन्यः महत्वपूर्णक्षेत्रं भवति निवेशः अर्थात् इन्वेस्ट्मेण्ट् निवेशः अर्थव्यवस्थायां वृद्धिं जनयति यत् सम्भाव्यतया रोजगारस्य अवसराणां निर्माणं करोति उद्यमता करदक्षता उद्यमशीलतायाः सह सम्बद्धः अस्ति उद्यमशीलता नूतनं व्यापाराणां स्थापनायाम् नूतनानाम् उत्पादननिर्माणे विपण्यां प्रवेशं च साहाय्यं करोति सर्वकार्याः नीतयः करदक्षतायाः साहाय्यता सम्यक् सर्वकारीयनीतिभिः अपि भवति सर्वकारीयनीतिद्वारा विभिन्नक्षेत्रेषु प्रोत्साहनं सुविधा अन्ये च साहाय्यताः प्रदत्ताः भवति एतेषु सर्वेषु क्षेत्रेषु करकुशलतायाः अपेक्षा महत्वपूर्णा अस्ति यद् राज्यस्य अर्थव्यवस्थायाः विकासे साहाय्यकं भवति